मम गृहे दीपः न आसीत् अतः मया बल्प् आर्डर् कृतम् आसीत् किन्तु तत् सम्यक् कार्यं न करोति यदा वयं दीपं ज्वालयामः तदा बहुप्रकाशः इति नागच्छति मध्ये मध्ये दीपः गच्छति एवं तत्र समस्या कश्चन वर्तते कार्यं सम्यक् दीपः न करोति